भारते शिक्षणव्यवस्था पूर्वमपेक्षया इत्युक्ते पूर्वस्मिन् कालमपेक्षया इदानिम् सम्यक् नास्ति इत्येव मम अभिप्रायः किमर्थं नाम पूर्वतनकाले अस्माकं यत् धातुः वर्तते यत् मूलं वर्तते प्राचीनमूलं यत् अस्माकं गौरवविषयाः वेदाः पुराण इतिहासः इत्यादि उपनिषद् इत्यादि वर्तन्ते अनन्तरं शास्त्रविषयाः सङ्गीतविषयाः कलाचारविषयाः इत्यादि शिक्षणे एव पाठने विद्यालये गुरुकुले पाठशालायां बोध्यन्ते गुरुभिः किन्तु इदानीन्तनकाले तु सर्वैः एवंं वेस्टर्न् एजुकेशणल् सिस्टम् तेषांं आधिक्यं अधिकं अस्तीति मम मतं मम दुःखं च तत्र तत्सर्वं निष्कास्य अस्माकं कलाचारविषये इतोऽपि श्रद्धा दातव्या पाठने इति शिक्षणे इति मम प्रार्थना